योगाभ्यासेन मया बहूनि लाभाः प्राप्ताः कथं नाम योभ्यः योगाभ्यासकरणेन स्वास्थ्यरक्षणम् बोडी शरीरदृढता सम्यक्तया बाडि स्ट्रेक्चर् स्ट्रच् भवति दीर्घं भवति पुनः हैट् भवन्ति जनाः इति लाभाः इतोपि समीचीनं किं समीचीनं किं नाम स्वास्थ्यरक्षणम् उष्णव्यायामयोगकरणेन स्वास्थ्यरक्षणं किं किं कुर्युः नाम नित्यं वृक्षासनं ताडासनं सूर्यनमस्काराः कुर्युः सूर्यनमस्कारः तेन करणेन स्वास्थ्यरक्षणं सम्यक् भवति मया नित्यं क्रियते अतः मम स्वास्त्यं सम्यक् अस्ति एवञ्च सम्यक्तया उपविष्टः प श्चिमुत्तानासनं पूर्व उत्तानासनं शवासनम् इत्यादिकरणेन सम्यक्तया सम्यक्तया नरानां सरा सर्वेषां स्ट्रेच् भवति एवञ्च सम्यक्तया नित्ययोगासने नित्ययोगासनेन ज्ञानं सं संम्यक् प्राप्यते किम् इति नाम कथं कर्तव्यं तस्य पोजीशन् कथमस्ति इति लाभाः काः नाम श्वासोछ्वासः उदरम् उदरम् फ़्रि किं शङ्कप्रक्षालनम् इत्यादि एवञ्च श्वासः श्वासोछ्वासः इत्यादि सर्वं सम्यक्तया भवति शरीरं प्रति स्वेदादिकम् आगच्छति तेन सम्यक्तया आरोग्यवन्ताः भवामः इति योगासनेन बहु दृष्टिः सम्यक् ग्रहणम् आरोग्यवन्ताः अपि भवन्ति इति एते लाभः लाभाः